सामान्यतया विद्यालयेषु ये विषयाःपाठ्यन्ते ते विषयाः उद्योगदृष्ट्या पाठ्यन्ते तत्र गणितम् विज्ञानम् चरित्रम् भाषाः एवम् ये विषयाः सन्ति एते विषयाः आरम्भतः क्रमेण पाठ्यन्ते बाल्ये वयसि ये छात्राः विद्यालयं गच्छन्ति तेषाम् पाठनदृष्ट्या यदा पश्यामः तत्र क्रीडामाध्यमेन भाषाणां पाठनमस्ति गीतानि भवन्ति अनन्तरं लेखनानि भवन्ति एवम् बाल्ये यदा ते पठन्ति विद्यालयेषु एवं भवन्ति तेन कारणेन तेषां भाषाभ्यासः भवति यत् ते वक्तुमिच्छन्ति ते स्वयं चिन्तयित्वा वक्तुं शक्नुवन्ति यत् लिखितुमिच्छन्ति ते स्वयं लेखितुं शक्नुवन्ति तादृशसामर्थ्यं छात्राणां भवति बालानां भवति किन्तु यदा ते अग्रे गच्छन्ति नवमदशम कक्षासु यदा पठन्ति छात्राणां कृते प्राधान्येन विज्ञानसम्बन्धविषयाः पाठ्यन्ते आधाररूपेण अस्ति गणितशास्त्रम् अतः गणितं पाठ्यते एव तेन साकम् भौतिकं रसायनम् उद्भिद्यशास्त्रम् एतेषाम् अपि परिचयः तत्र भवति यदा अग्रे ते अध्ययनार्थं गच्छन्ति सर्वाणि विज्ञानसम्बन्धानि शास्त्राणि पठितुं न शक्नुवन्ति तेषाम् अवकाशः तु एकं विशिष्टं शास्त्रं पठितुं भवति अतः तेषां सामर्थ्यानुसारं छात्राः स्व स्व शास्त्रं स्वीकुर्वन्ति इत् ऐच्छिकं शास्त्रं स्वीकुर्वन्ति कारणं यदा विद्यालये परीक्षां लिखित्वा उत्तीर्णाः भवन्ति अग्रे यथा पठितुं महाविद्यालयं गच्छन्ति मम कीदृशः उद्योगः आवश्यकः अस्ति किं शास्त्रमहं स्वीकरोमि चेत् मम उद्योगप्राप्तिः अधिकः भवति एतादृशदृष्ट्या छात्राः विद्यालयपठनसन्दर्भे एव चिन्तयन्ति केवलं छात्राः चिन्तयन्ति इति न तेषां मातरः पितरः ते अपि चिन्तयन्ति अनन्तरम् अन्ये छात्राः किं कुर्वन्ति तत्सर्वं तोलनं कृत्वा तदेव उत्तमम् इति चिन्तयित्वा यद्यपि छात्रस्य तस्मिन् विषये आसक्तिः नास्ति तथापि निर्बन्धं कृत्वा तदेव पठन्तु इति छात्रान् उद्बोधयन्ति मातरः पितरः च कदाचित् छात्राः तस्मिन् विषये अग्रे आसक्तिं स्वीकृत्य उत्तीर्णाः भवन्ति केचन अनुत्तीर्णाः भवन्ति कारणं तस्मिन् विषये आसक्तिः नास्ति इति कारणेन एकं यद्यपि कठिनं शास्त्रमस्ति किन्तु शिक्षकानां प्रभावेन तेषां शिक्षणसामर्थ्यकारणेन ते छात्राणां मनसि शास्त्रविषये विद्यमानकाठिन्यम् निवारयन्ति एतत् सरलमेव किञ्चित् मात्रेण प्रयत्नं करोति सम्यक् भवति सम्यक् अवगच्छति स्वयं कर्तुं शक्नोति तादृशम् अध्यापकाः उद्बोधयन्ति तादृशाः अध्यापकाः यदा पाठयन्ति कठिनमिति ये जनाः वदन्ति तत् शास्त्रमपि सरलं भवति तादृशाः अध्यापकाः विद्यालयेषु आधिक्येन सन्ति किन्तु केचन सन्ति पठनकाले परीक्षादृष्ट्या पठित्वा नान्यगत्य आचार्यरूपेण शिक्षकरूपेण उद्योगं प्राप्य समागताः इति सन्ति तेषां पाठनशैली तेषां प्रयत्नः इति यदा पश्यामः सामान्यं भवति छात्राणां मनसि प्रेरणां दातुम् केचन तादृशाः शिक्षकाः भवन्ति एव असमर्थाः शिक्षकाः भवन्ति एव किन्तु केचन उत्तमाः शिक्षकाः सन्ति ते यत्किमपि भवतु सामान्यचरित्रं पठति एकः छात्रः स्वीकृत्य विशेषरूपेण पाठनम् अहं मया पठनीयमिति यदा स्वीकरोति

तेषां विद्यालय विद्यालये यत् शास्त्रं पठितं चरित्रं पठितम्

तादृशाः छात्राः विरलाः सन्ति तथापि अस्माकम् अस्माकं नाम शिक्षकानां दायित्वमस्ति सर्वेषु शास्त्रेषु तेषाम् आसक्तिः भवेत् तदर्थम् उद्बोधनं शिक्षणम् अस्माकं दायित्वम् अस्ति केषुचिद् विद्यालयेषु विशिष्य तमिळ्नाडुराज्ये भाषाविषये यदा पश्यामः त्रिभाषासूत्रमिति अन्येषु राज्येषु विद्यन्ते प्रकारः विद्यते किन्तु तमिळ्नाडुराज्ये भाषाद्वयमेव पठितुम् अवकाशः अस्ति यद्यपि छात्राणां मनसि नूतना भाषा पठनीया इति चिन्तनमस्ति किन्तु पठितुम् अवकाशः नास्ति सन्दर्भः न कल्पितः एव किन्तु ये विद्यालयं चालयन्ति मेनेज्मेन्ट् विद्यालयाः इति वदामः तादृशविद्यालयेषु केचन उत्तमाः निर्वाहकाः छात्राणाम् इच्छां पूरयितुं प्रयत्नं कुर्वन्ति केचन हिन्दीं पठितुम् इच्छन्ति तदर्थं हिन्दी पाठनार्थमपि अवकाशं कल्पयन्ति निर्वाहकाः एवमेव संस्कृतं पठितुमिच्छन्ति तेषां कृते अवकाशं कल्पयन्ति मम अनुभवः अस्ति तमिळ्नाडुराज्ये यद्यपि हिन्दीभाषाविरोधः संस्कृतभाषाविरोधः इति प्रचारः सर्वत्र चलति शासनदृष्ट्या किन्तु जनानाम् अन्तरङ्गे एवं नास्ति जनाः उत्सुकाः सन्ति इति कारणेन अधिकनिर्वहणविद्यालयेषु नाम निर्वाहकानां विद्यालयेषु प्रैवेट् मेनेज्मेन्ट् विद्यालयेषु छात्राणां पठनार्थं संस्कृतपठनार्थम् अवकाशं कल्पयन्ति तेन कारणेन बहवः छात्राः सप्ताहे एकदिनं संस्कृतं पठन्ति एवमेव सप्ताहे केचन हिन्दीभाषां पठन्ति पूर्वं मोरल् सैन्स् इति एका अवधिः आसीत् तत्र सांस्कृतिकविषयाः पाठिताः देशभक्तिविषये पाठनम् आसीत् अनन्तरम् अस्माकं संस्कृतिविषये पाठनम् आसीत् किन्तु गच्छतः कालेन विज्ञानस्य पाठनं प्रधानम् अस्ति वाणिज्यशास्त्रस्य पाठनं बहु आवश्यकमस्ति इति कारणेन या अवधिः सांस्कृतिकपाठनार्थम् आसीत् सा अवधिः निष्कासिता तेन कारणेन छात्राणां सांस्कृतिकविषये संस्कारविषये पठितुम् अवकाशः अप्राप्तः छात्रैः अवकाशः अप्राप्तः किन्तु इदानीं केचन निर्वाहकाः विद्यालये तद् आवश्यकमेव इति न्यूनातिन्यूनं सप्ताहे एकदिनम् छात्राणां सांस्कृतिकवर्गः भवेत् भाषादृष्ट्या तेषाम् अध्ययनं भवेत् कारणम् भाषा एव प्रधाना अस्ति अस्माकं विचारविनिमयं कर्तुं भाषा प्रधाना अस्ति अतः यदा अन्य अन्य स्थानं गच्छन्ति यदा हिन्दीभाषां जानाति हिन्दीजनैस्सह विचारं कर्तुं शक्नुवन्ति संस्कृतं जानाति संस्कृतज्ञैः संस्कृतशास्त्रे विद्यमानविचारान् स्वीकर्तुं शक्नुवन्ति तया दृष्ट्या केचन निर्वाहकाः छात्राणां कृते उत्तम अवकाशान् कल्पयन्ति इति सन्तोषस्य विषयः तादृशः विषयः सर्वेषु विद्यालयेषु भवेत् इति सर्वेषां जनानाम् चिन्तनमस्ति किन्तु सर्वकारस्य मनसि परिवर्तनम् आनेतुं प्रयत्नः करणीयः यदि सर्वे जनाः मिलित्वा यदि सङ्कल्पं स्वीकृत्य सर्वैः सर्वाः भाषाः पठनीयाः पठितुं विद्यालयेषु अवकाशाः अवकाशः कल्पनीयः इति आग्रहः प्रकटनीयः एवं प्रकटनं कुर्मः निश्चयेन यः शासनं करोति तस्य मनसि परिवर्तनं भवति निश्चयेन अग्रिमकाले अग्रिमसन्ततेः निमित्तं तद् उत्तमं भवति इति मे आशा